हरिः ओं वदतु श्वेता वदतु गृहं वा ओके कति जनाः भवन्ति चत्वारः जनाः तर्हि भवन्तः जानन्ति एव इति मन्ये वयं तु रूम् रेण्ट् मध्ये न किन्तु लीज़् मध्ये दास्यामः

नैव नैव लीस् कृते एव दास्यामः शृणोतु एतत्तु गृहं भवन्तः जानन्ति एव नगरस्य मध्ये अस्ति अनन्तरम् अस्माकं सोलार् एनर्जि पानल्स् भवन्ति तर्हि सौरविद्युत् अस्ति तर्हि करेण्ट् बिल् प्रदातुम् आवश्यकता नास्ति एतत्तु सोलर् एनर्जि मध्ये एव चलति तर्हि तस्य पानल्स् सर्वं सर्वमस्ति जलं ट्वेण्टि फो़र् बै सेवेन् आगच्छति एवं फु़ल्लि फ़र्निचर्ड् अस्ति नाम भवतः कृते सोफा़ सेट् अस्ति ए सी अस्ति बेड् अस्ति किचन् मध्ये ग्यास् स्टव् पात्राणि सर्वाणि अस्ति एतत्तु एक्चुली फु़ल्लि फ़ोर्निस्ड् इति भवति वाशिङ्ग् मिशिन् अपि अस्माभिः एव दीयते तानि सर्वाणि सन्ति तर्हि लीज़् मध्ये एकवर्षस्य कृते तु वयं पद्रह लक्षादिकं प पद्रः लक्षं भवति फ़िफ़्टीन् लेक्स् भवति लीस् मध्ये एतत्तु ड्यूप्लेक्स् विल्ला अस्ति किल ज्यूप्लेक्स् विल्ला अस्ति एतत्तु भवति एव रेण्ट् लीस् कृते किल फु़ल्लि फ़निश्ड् इति फ़िफ़्टीन् लाक्स् इति न्यूनधनस्य मध्ये भवतः कृते कत् कुत्रापि न भवति उपरि एतत्तु सिटि मध्ये अस्ति अत्रतः भवतः कृते रैल्वे स्टेशन् समीपे अस्ति एनातूर् काञ्चिपुरं मध्ये अत्रतः तु भवतः कृते रैल्वे स्टेशन् समीपः वर्तते बस् स्टाण्ड् समीपः वर्तते मेडिकल् हास्पिटल् समीपे एव अस्ति एवं काञ्चीपुरं तु एकः मोक्षपुरी अस्ति तर्हि अत्रतः गृहात् कामाक्षी अम्बायाः क्षेत्रमपि निकटे अस्ति एतत्तु एकं गेटेड् कम्यूनिटी वर्तते तर्हि ए अस्माभिरेव सदृशः एव ब विल्लास् सन्ति एवं स्विमिङ्ग् पूल् फे़सिलिटि अस्ति

भवान् एकवारं भवतः परिवारं नीत्वा एकवारम् अत्र अहं लोकेशन् प्रेषयामि परिवारं नीत्वा एकवारम् आगच्छतु एवं सम्पूर्णम् एकवारं पश्यतु आम् आम् एकवारं भवान् कुत्रतः आगन्तव्यं भवतः कुत्रतः आगन्तव्यं चेन्नैतः वा चेन्नैतः वा अस्तु अद्य तु किञ्चित् बिज़ि अस्मि श्वः श्वः ओके वा

ओके ओके परिवारं नीत्वा आगच्छतु श्वः अहं लोकेशन् अपि एकवारं प्रेषयामि भवते तद् एकवारम् आगत्य पश्यतु एवं यदि रोचकः अस्ति चेत् किञ्चित् एड्वान्स् पेमेण्ट् कृत्वा अनन्तरं लीस् कृते भवतः अग्रिमेण्ट् सैन् कर्तुं शक्यते तदेव तदेव यदि यदि इण्ट्रेस्ट् अस्ति सम्यक् अस्ति चेत् इण्ट्रेस्ट् अस्ति चेत् किञ्चित् टोकेन् पेमेण्ट् आदौ देयं भवति तद् श्वः डिस्कस् कुर्मः आगमनार्थम् आगमनानन्तरम् अस्तु तर्हि अस्तु अस्तु धन्यवादाः